संस्कृतभाषा देवानां भाषा तस्य लिपिः देवनागरी इति एषा पुरातना अन्या भाषायाः जननी संस्कृतभाषा वेदाः पुराणाः संस्कृते एव रचितम् अस्ति तस्य ग्रन्थानि काव्यानि शास्त्राणि अद्यापि विद्यार्थिनः पठन्ति पण्डिताः रसिकाः च तान् आस्वादयन्ति पञ्चसहस्राधिकवर्षपूर्वे संस्कृतभाषा प्रचलन् असीत् इति इतिहासकाराः वदन्ति अस्माकं संस्काराः देवतास्तुतिः स्तोत्राणि संस्कृते भवति अतः सा भाषा इदानीम् अपि सर्वेषां मुखे वसति केचन कारणात् संस्कृतभाषा प्रयोगं नित्यजीवने किञ्चित् न्यूनः जातः किन्तु संस्कृतभारती इत्यादयाः संस्थाः तस्याः पुनरुत्थानार्थं कार्यं कुर्वती सन्ति तेषां प्रयत्नफलात् संस्कृतभाषायां रुचिः अधिकं जातं कालेन सः विकासं प्राप्तुं तां सुलभा सरला मधुरा इति उक्त्वा संस्कृतभारती कार्यकर्तारः सर्वान् सर्वान् प्रेरयित्वा क्लिष्टव्याकरणसूत्रान् सुलभीकृत्य सामान्यजनाः संस्कृते वक्तुं पठितुं पाठयितुं शक्नुवन्ति इति दर्शितवन्तः कालेन सः भाषा वर्धनम् अपि जातः नूतनशब्दाः योजयित्वा अद्यतन कम्प्युटर् युगे अपि लोकप्रियता प्रापयति प्राप्यति संस्कृतपदस्य उच्चारणात् संस्कृतस्य श्रवणात् अस्माकम् आरोग्यं सुधारयति इति इदानीम् अधिकाः जनाः संस्कृतभाषायाः उपयोगं कुर्वन्तः सन्ति